आ ब्रह्मण्डे या कापि भाषाः सन्ति ते ताः सर्वाः भाषाः संस्कृतभाषया एव उद्गताः वर्तन्ते तस्मात् सर्वासां भाषायां संस्कृतभाषायाः शब्दाः तु सन्ति एव अन्यभाषाणां यदि विस्तारः आवश्यकः अपेक्षितः च तर्हि संस्कृतभाषायाः योगदानम् अत्यन्तमहत्त्वपूर्णं वर्तते तासु भाषासु ये ये केऽपि शब्दाः सन्ति तेषां नूतनविचाराय वा तेषां पुनर्निर्माणाय च संस्कृतभाषायाः संस्कृतभाषायाः व्याकरणस्य अत्यन्तं महत्त्वं महत्त्वं वर्तते संस्कृतभाषा संस्कृतभाषायां कियदपि शब्दानां निर्माणं कर्तुं शक्नुमः इदानीम् अपि संस्कृतभाषायाः उपयोगः नैव खण्डितः नूतनं शब्दानां निर्माणम् अत्यन्तम् सहजतया सरलतया च कर्तुं संस्कृतभाषायाः माध्यमेन कर्तुं वयं शक्नुमः संस्कृतभाषायां व्यवस्था वर्तते यत् व्याकरणस्य सहायेन अगणितशब्दानां निर्माणं भवति तेषाम् उपयोगः अन्यासु भाषासु अपि कर्तुं शक्नुमः एतेषां शब्दानाम् एतेषां नूतननिर्मितधातूनां क्रियापदानां च उपयोगेन अन्यासां भाषाणाम् विस्तारं वयं कर्तुं शक्नुमः तस्मात् संस्कृतस्य उपयोगः अन्यासां भाषाणां विस्तारस्य कृते अत्यन्तं महत्त्वपूर्णं वर्तते एव